सप्त अधिकं सप्तदशसहस्रतमवर्षस्य अप्रेल् मासस्य नवमः दिनाङ्कः अष्ट अधिकं द्विसहस्रतमवर्षस्य जून् मासस्य पञ्चमः दिनाङ्कः त्रयोविंशति अधिकं द्विसहस्रतमवर्षस्य अगस्त् मासस्य पञ्चविंशतिः दिनाङ्कः एकः अधिकं द्विसहस्रं द्विसहस्रतमवर्षस्य नवम्बर् मासस्य दशमः दिनाङ्कः सप्तचत्वारिंशत् अधिकम् एकोनविंशतिसहस्रतमवर्षस्य अगस्त् मासस्य पञ्चदशः दिनाङ्कः